नमस्ते तव प्रियक्रीडापटुः कः किमर्थञ्च तेषु के गुणाः इष्टाः यदि त्वं तान् मिलसि तर्हि किं पृच्छसि इति भवति मम प्रश्नः

एतत् सत्यं भवति विज्ञानक्षेत्रवद् कायिकक्षेत्रमपि अतीव प्राधान्यमर्हति यतः विज्ञानक्षेत्रद्वारा एकस्य भौतिकमण्डलस्य विकासः सम्भवति किन्तु गायिकक्षेत्रद्वारा तस्य भौतिकमण्डलस्य तथा कायिकक्षमतायाः ऊर्जस्वलता इत्येता इत्येतानां संवर्धना सम्भवति अस्माकं देशः भारतदेशः भारतं तु होकि नाम कायिकक्षेत्रे अतीव प्रसिद्धं भवति तद्वदत्र क्रिकेट् पादकन्दुकक्रीडा टेन्निस् धावनं भारद्वहनम् इत्यादीनि इत्याद्याः इत्याद्याः क्रीडाः अपि वर्तन्ति मम प्रियः क्रीडापटुः कः इति चेत् अत्र उत्तरं मेरीकोम् भारोद्वहनरङ्गे प्रसिद्धा मेरीकोम् तस्याः आत्मविश्वासः एका स्त्री एका नारी चेत् सन्नपि एका नारी चेदपि तस्याः आत्मविश्वासः धैर्यं तस्याः कार्यक्षेत्रे अर्पणपटुता एते भवन्ति मम इष्टाः गुणाः यदि मां तां मिलसि तर्हि किं पृच्छसि इत्यस्य उत्तरं भवति भवत्याः ईदृशं प्रश्नतरणसामर्थ्यं कथं प्राप्तम् इति प्रश्नः मया अप्रच्छं पृच्छामि